चतुर्थदिनाङ्कः पञ्चममासः द्वात्रिंशद् अधिकद्विहस्रं षष्टः दिनाङ्कः नवेम्बर् मासः नवदशाधिकनवशतोत्तर एकसहस्रं तृतीयदिनाङ्कः नवमः मासः पञ्चशप्तसप्तत् नवशतोत्तर एकसहस्रं द्वितीयः पञ्च द्वितीयदिनाङ्कः पञ्चमः मासः नव अदिकषट्शतोत्तर एकसहस्रं प्रथमः दिनाङ्कः दशमः मासः नवाधिक एकसहस्रं